हरे नमः कृत्तिका अहं बेङ्गळूरुनगरे अस्मि कुशलं वा पुत्रौ कुशलं वा प्रणवः ज्योत्स्ना सर्वे कुशलं वा बेङ्गळूरुनगरे सर्वे उत्तममस्ति किञ्चित् शीतम् अस्ति परन्तु सर्वे उत्तमं कार्यमपि सम्यगस्ति आफ़ीस् गतवान् हा अद्यदिनं आफ़ीस् गत्वा सर्वे मिलित्वा इदानीं पुनः विद्यारण्यपुरराघवेन्द्रस्वामिनस्य मठे स्थितवान् अहं तत्रैव भोजनमपि कृतम् हा शिरोवेदना कुतोपि शिरोवेदना कुतोपि नास्ति आचार्यस्य वीरनारायणाचार्यस्य गृहमपि गतवान् तेषां गृहम् अती उत्तममस्ति तेषां गृहं दृष्ट्वा मम मनसि अतीव आशाः अभवत् मम गृहमपि तादृशं भवेयुः इति आशा तेषु इच्छया भवन्ति तेषां गृहे बहूनि विषयाः सन्ति अहं शेर् करोमि इदानीं प्रथमतः तेषां गृहस्य नाम शम्याप्रासः इति वेदव्यासस्वामिनस्य आश्रमस्य नाम एव तेषां गृहस्य नाम अन्यतः अत्युत्तमम् एकः कूपः अस्ति स्नानानन्तरं कूपः इति चेत् बोर्वेल् बोर्वेल् ना मै मै बोर्वेल् नास्ति परन्तु हस्ते एव पानीयं उद्ध्रितुं शक्यते हा हा पानीयम् उद्ध्रितुं शक्यते तत् तद् विषयः हा हा हा भवता हा भवत्याः अम्बायाः गृहे अस्ति खलु तादृशः एव कूपः उत्तमकूपः अन्यतः हा प्रति प्रकोष्ठे तेषः नाम दत्तवान् अतीव आश्चर्यकरविषयः प्रतिप्रकोष्ठस्य विशेषः विशेषः नाम हा एवं एवम् एकः प्रकोष्ठस्य नाम श्वेतद्वीपः इति एतादृशः नाम प्रति प्रति प्रकोष्ठस्य विशेष विशेष नाम हा हा हा अस्माकमपि गृहं करोति चेत् तादृशः उत्तमसंस्कृत सांस्कृतिकनाम करणीयमिति मम मनसि अतीव आशाः अभवत् हा हा भवतः मातुः भवतः पितुः गृहे कूपस्य आकारः कीदृशः अस्ति वर्तुलाकारः खलु हा चतुरस्रमण्डलमस्ति उत्तमम् उत्तमम् अत्रैव आचार्यस्य गृहे अपि तादृशः एव सन्ति हा उत्तमदेवालयः उत्तमदेवगृहं देवगृहे अतीवरीत्या अलङ्कारः सर्वे अभवत् भवतः मित्री अपि अस्ति खलु रोषिणी वा यः कोपि नाम रागिणी यः कोपि नाम सः यः अलङ्कारविषये अलङ्कारशास्त्रं पठितवती खलु हा तेषां नाम तेषां नाम का रञ्जनी रञ्जनी हा तेषां तेषां बुद्धिः उपयुज्य अपि करणीयमिति मम आशा हा आग हा आगामि भानुवासरे तेषां मेलनं करोमि करो कर्तुमिच्छामि हा योजना भिन्नम् उत्तमम् उत्तमं पश्यामः हरिः ओम् हो वदतु गृहे

उत्तमम् उत्तमं करु करोमि भगवदनुग्रहेण सर्वं करणीयं भगवदनुग्रहेण सर्वं करणीयं हरिः ओम् हा मिलामः हरिः ओं हरिः ओम्